आम् अहम् अन्यजनस्य गृहोद्यानं निर्माणविषये सहायं कर्तुम् इच्छामि अहं की किञ्चित् समये गत् गतवती तदा मम कृते सुन्दर अनुभवः अभवत् यदा तदा अहम् अन्यजनस्य गृहं गत्वा गृहोद्याननिर्माणं निर्माणविषये सहायं कृतवती तदा अहम् अतीव आनन्दम् आनन्दम् अनुभवति अनुभवामि किमर्थं परिसरसंरक्षणकार्ये अहं सहायं कृतवती इति मम भावना अस्ति तथा च वयं सर्वे मिलित्वा अस्माकं गृहस्य पुरतः सा वृक्षाः फलानि पुष्पाणां पादपः शाकानां गृहोद्यानं निर्माणं कुर्वन्ति चेत् बहु उपयोगः भवति अहं यदा अन्यजनस्य गृहोद्याननिर्माणसमये तेषां गृहं गतवती तदा अहं वदामि भव भवतः बहु उत्तमकार्यम् कृतवान् कृतवान् परिसरसंरक्षणम् अस्माकं कर्तव्यः अस्ति अस्माकम् अस्माकं वयं सर्वे अस्माकमस्माकं गृहस्य पुरतः एतत् उद्यानं निर्माणं कुर्वन्ति चेत् अस्माकं देशस्य परिसरः अपि सुन्दरः भवति परिसरसंरक्षणम् अस्माकं कर्तव्यमस्ति परिसरसंरक्षणं करोति चेत् मम देशस्य रक्षणम् अपि भवति परिसरसंरक्षणम् अस्माकं कर्तव्यम् अपि अस्ति परिसरसंरक्षणकार्ये वयं सर्वे मिलित्वा अस्माकं गृहस्य समीपे उद्यानवनं निर्माणं करणीयम् तथा च उद्यानवने शाकानां पादपाः पुष्पाणां पादपाः फलानां पादपाः सन्ति चेत् वयम् उपयोगं कर्तुं शक्यते केमिकल् मिश्रणं न भवति अतः अस्माकं गृहस्य समीपे एतत् किञ्चित् किञ्चित् उद्यानवनस्य निर्माणं करणीयम् इति अहं वदामि तथा च इयं सर्वे मिलित्वा परिसरसंरक्षणकार्ये हस्तं जोडयन्ति हस्तं मिलित्वा अस्माकं देशस्य परिसर संरक्षणं करणीयम् इदानीं किम् अभवत् यान्त्रिकयुगे परिसरनाशः अभवत् वयं सर्वे मिलित्वा परिसरविनाशनं कुर्वन्तः सन्ति अतः